हरिः ओम् महोदय कथं अस्ति अहं कुशलं अस्मि भवान् कुत्र गन्तुं इच्छति

अतः किं करणीयं इत्युक्ते भवान् यूतास्टल् इति अस्माकि संस्था अस्ति यूतास्टल् एसोसियेशन् इति तत्र भवान् सदस्यः भवति चेत् ते तत्र हिमालय इत्यादिकं अपि दर्शयन्ति एवं करोतु न न सर्वे गन्तुं शक्नुवन्ति तत्र हिमालयः हिमालयचारणं इति वयं वदामः तत्र हिमालयपरिसरे ते चारणमपि कर्तुं शक्यते अनन्तरं हिमालयचारणानन्तरं तत्रस्थाः प्रदेशं अपि शक्नु तत्र द द्रष्टुं शक्यते उदाहरणार्थं भवान् तत्र चारदाम् अपि वदामः किल तत्र बदरीक्षेत्रं अनन्तरं केदारक्षेत्रं तदपि भवान् द्रष्टुं शक्यते कति वद् यात्राः सामान्यतः पञ्चदश दिनानि यावत् भवति इतः वयं प्रथमतया देहलीं गच्छामः तत्र देहली गत्वा तत्त ततः पुनः हिमाचल हिमाचलप्रदेशमध्ये एकं फ़िफ़्टिन् मैल्स् इति एकं स्थानमस्ति तत्र गन्तव्यं भवति यदि तावत्पर्यन्तं गच्छति चेत् ततः यूतास्टल् जनाः सर्वं तत्र मार्गदर्शनं कृत्वा नयन्ति अतः सुलभतया भवान् गन्तुं शक्यते नात्र ह गमन् गमना गमनात् पूर्वं भवान् एकं तत्र वैद्यकीय तत्र एकं टेस्ट् करणीयं भवति सर्टिफ़िकेट् इत्य प्राप्तिपत्रं स्वीकृत्य एव गन्तव्यं भवति तत्र तत्र गमनार्थं इत्युक्ते बवान् रेय्ल् द्वारा गन्तुं शक्यते नो चेत् विमानयानमपि स्वीकृत्य अपि गन्तुं शक्यते विमानयानं इत्युक्ते किञ्चित् अधिकं व्ययः भवति नो चेत् प्रायः विंशतिसहस्राणि सहस्ररूप्यकाणि भवति तत्र अलं भवति किं इत्युक्ते वस्तूनि इत्युक्ते यात्रासमये भवान् तत्र शू इत्यादिकं धृत्वा एव गन्तव्यं भवति शैत् शैत्यं भवति शैत्यं भवति तत्र अतः ऊष्णीकं इत्यादिकं वस्त्राणि भवान् नेतव्यं भवति अन्यत् किमपि नास्ति गन्तुं शक्यते कति कति जनाः गच्छन्ति

तत्र आ तावदेव परन्तु तत्र पूर्वमेव तत्र रजिस्ट्रेशन् करणीयं भवति रजिस्ट्रेशन् कृत्वा बालक पञ्चदश पञ्चदशवर्षीयः एव गन्तुं शक्यन्ते तत्पूर्वं नास्ति तत्र चारणं भवति किल तत्र प्रायः दशसहस्र तत्र फ़ीट् उपरि गन्तव्यं भवति

अस्तु अस्तु महोदया यदि इतोऽपि यदि विषयाः अपेक्षते चेत् पृछ् पृच्छतु अस्तु नमस्ते नमस्ते नमो नमः